लेखनविषये मम लक्ष्यं चिन्तनं च अस्ति सरलमानकसंस्कृतमाध्यमेनैव क्लिष्टग्रन्थस्यापि सामान्यजनानां बोधः अस्माकम् इयमेव इच्छा अस्ति यत् क्लिष्टग्रन्थस्य सरलमानकसंस्कृतरीत्या लेखनं भविष्यति तदा ग्रन्थः सर्वजनसुलभः स्यात् किञ्च सामान्यजनाः अपि अध्ययनं कर्तुं शक्नुवन्ति अतः एव लेखनविषये प्रथमं लक्ष्यमस्ति सामान्यजनानामपि बोधः भवेत् एतदर्थं ग्रन्थः अवश्यमेव लेखनीयः